मूल्याङ्कानां मुद्राणां श्टाम्प्स् इत्यस्य शैक्षणिकमूल्यम् अस्ति पत्रं पोश्ट्कार्ड् बिल् आदीनां यदा समर्पणं कुर्मः अथवा प्रेषयामः तदा अस्य आवश्यकता भवति मुद्रया एव प्रत्येकं वस्तूनां मानकं निर्धार्यते सम्पूर्णविक्रयव्यवस्था वनिमयतन्त्रं मुद्रायाम् एव अधीनः मुद्रायाः शैक्षणिकं मूल्यं तदेव वर्तते यत् भारतदेशे याः शैक्षणिकसंस्थाः सन्ति ताः सर्वाः अपि मुद्राधीनाः एव सन्ति अतः मूल्यं वर्तते एव पाषाणखण्डानां सङ्ग्रहणं कृत्वा मनोरञ्जनात्मकम् एव कलात्मकं किमपि निर्मातुं शक्यते धन्यवादः